चारणार्थं मम इष्टतमः प्रदेशः अस्ति हिमालयपर्वतः इति यतो हि वयं शृणुमः यत्की बहवः महर्षयः महर्षयः मुनयः सर्वेपि तत्र गुहासु तपः आचरन्तः भवन्ति इति श्रुतं तत्र महर्षिः दयानन्दस्य जीवनचरित्रेपि मया पठितं यत् सः महर्षिः तत्र हिमालयपर्वते उपविश्य ध्यानं कृतवान् तत्र कश्चन आगत्य तं महर्षिम् अपृच्छत् यत् भवन्तं शैत्यं न बाधते वा इति सः यदा अपृच्छत् तदा महर्षिदयानन्दः समाधानम् अददात् यत् भवानपि मुखे किमपि न वस्त्रं धृतवान् तर्हि तत्र शैत्यं न बाधते वा इति अवदत् नाम यथा भवते सर्वस्मिन् शरीरे भवन्तं बाधते मां न बाधते अतः मम इच्छा अस्ति यत् अहमपि हिमालयपर्वतं गत्वा तत्र महर्षयः मुनयः सत्यमेव सन्ति वा तपः कुर्वन्ति वा तत्र गङ्गानदी अपि हिमालयादेव उद्भवति अतः तस्याः गङ्गायाः उद्भवस्थानमपि दिदृक्ष मम बहु मनसि सर्वदापि जायते जायमानमपि अस्ति भविष्ये यदा कदापि अवश्यमेव एतां मम इच्छाम् पूरयिष्यामि पूर्णं करिष्यामि इति अहं चिन्तयामि